भारतस्य प्रसिद्धाः नृत्यशैल्यः एवम् अस्ति प्रथमतया भरतनाट्यं कथक् कुचुपुडी मोहिनी अट्टम् साल्सा एतत् सर्वमपि अस्ति परन्तु नृत्यप्रवीणस्य नाम एकं स्वीकरणीयं चेत् तद् बहु क्लिष्टं भवति यतो हि बहवः सन्ति तत्र सोनल् मन्सिङ्ग् शक्ती मोहन् मल्लिका साराभाय् यामिनी कृष्णमूर्ति एते सर्वे बहु सम्यक् रीत्या तस्मिन् क्षेत्रे प्रवीणाः सन्ति